भारतदेशे बहुधा भिन्नाः सांस्कृतिकपरम्पराः विद्यन्ते यथा प्रतिदिनं प्रातः सर्वप्रथमं पितरोः चरणवन्दनं तदनन्तरं स्नानादिकार्येण निवृत्तिभूत्वा सन्ध्यावन्दनादिकार्यं तद्ननतरम् सूर्यस्य उपासना गोसेवा वृद्धजनानां सेवा इत्येतद् सर्वम् अस्माकं संस्कृतेः अङ्गभूतं वर्तते एतत् सर्वम् अन्येषु देशेषु नैव द्रष्टुं शक्यते अतः अस्माकं भारतदेशः सर्वेभ्यः भिन्नः विराजते